नमस्ते स्विग्गी अस्ति वा अहम् एतावता दश मसालादोसा अपेक्षिता इति आर्डर् दत्तवान् आसम् किन्तु इदानीं मम गृहे द्वौ न स्तः अतः कृपया केवलं चत्वारिदोसाः प्रेषयन्ति किम्